बेंगळूरुनगरे शिक्षणव्यवस्था बहु समीचीनमत्ति अस्ति अत्र व्यवस्ता बेंगळूरुप्रान्ते बहु वर्धते अपि च सहकरोति कानिचनप्रसिद्धायाः शिक्षणसंस्थायाः एते सन्ति इण्डियन् इन्स्टिट्यूट् आफ़् आस्ट्रो फिसिक्स् इण्डियन् इन्स्टिट्यूट् आफ़् सैन्स् जवहर् लाल् नेहरु सेण्टर् फार् अड्वांस् सैण्टिफिक् रिसर्च् न्याशनल् सेण्टर् फार् बयोलाजिकल् सैन्सस् निम्ह्यान्स् रामन् रिसर्च् इन्स्टिट्यूट् ऐ ए एम् बेंगळूरु ऐ एस् ऐ इन्स्टिट्यूट् आफ् वुड् सैन्स् अण्ड् टेक्नालजि ट्रिपल् ऐ टि बेंगळूरु एन् ऐ डि दट् ईस् न्याशनल् इन्स्टिट्यूट् आफ् डिसैन् न्याशनल् इन्स्टिट्यूत् आफ् फ्याशन् टेक्नालजि अपि च सर्वकारीयशालायाः परिस्थितिः शोचनीया वर्तते